क्रीडायाः प्रचारार्थं सर्वकारेण अधिकं धनं व्ययितवान् इति अहं चिन्तयामि यदि अहं चिन्तयामि तर्हि तत्र क्रीडाङ्गणं सम्यक् कृत्वा तत्र क्रीडकाणां कृते उपयोगार्थं करोमि यदि क्रीडाङ्गणेषु तत्र क्रीडासमये पतति चेत् तेषां कृते चिकित्सालयस्य व्यवस्थाः करिष्यामः तथा च बहिः अतः ये ज्येष्ठाः जनाः सन्ति तेषां कृते ये क्रिडनार्थम् आगतवन्तः तेषां कृते प्रोत्साहनं कुर्वन्तु इति अहम् आग्रहं करिष्यामि क्रीडाङ्गणजनानां कृते भोजनं तथा जलस्य व्यवस्थाः करिष्यामि तत्र क्रीडाङ्गणे प्रतिदिनं क्रीडकाणां कृते प्रातः अभ्यासवर्गः भवति तदनन्तरं तत्र ये जनाः सम्यक् क्रीडन्ति तेषां कृते अग्रिमः अवसरः दीयते तत्र ये क्रीडालवः क्रीडकाः सम्यक्तया क्रीडन्ति तेषां कृते उत्कृष्टक्रीडकः मन्यन्ते इति यः हि ते हि उत्कृष्टाः क्रीडकाः सन्ति तेषां कृते प्रमाणपत्रम् अपि दीयते किन्तु पुनः रूप्यकाणि अपि च दातव्यं तथा च तेषाम् अग्रे गमनार्थं सहायम् अपि करोमि इति यदि अहं मम द अवसरं प्राप्नोति तर्हि अहं क्रीडाक्षेत्रस्य उन्नत्यर्थम् एतत् क्रिया अहं करोमि इति